आम् एकवारम् अहम् भगवाध्वजः चित्रस्य चित्रणं कृतवान् तत् चित्रम् पश्य एकः गोमधुसूदनः सः राष्ट्रीयस्वयंसेवकसङ्घस्य प्रचारकः आसीत् अस्माकं जनपदे कल्बुर्गी जनपदे कर्नाटकमध्ये सः मैसूरतः सः लिखितवान् निरन्तरं स्फूर्तिचेतनदचिलुमे इति लिखितवान् तत्र अनन्तरम् अहम् पञ्चाशदधिकम् एकशतं वन् फ़िफ़्टि ध्वजस्य वन् फ़िफ़्टि राष्ट्रस्य ध्वजस्य चित्रणम् अपि कृतवान् तत् चित्रम् पश्य एकः शिक्षकः अस्माकं गृहसमीपे आसीत् सः उक्तवान् पाठशालामध्ये एक्झिमिशन् अस्ति तत्र स्थापयतु इति अहं तत्र स्थापितवान् अनन्तरं पारितोषिकम् अपि लब् प्राप्तवान् तत् चित्रम् द्रष्टुम् मम माता एवं भ्राता

मित्राणि सर्वे मम बहु प्रशंसा कृतवन्तः तत् मम कृते एकः प्रेरकः अभवत् एतत् अहम् सदा स्मरामि मम कृते गर्वम् अपि अभवत् धन्यवादः